फोन् पे गूगल् पे द्वयोः अपि उपयोगं करोमि एव मम विश्वासः अस्ति किमपि एतद् ओ टि पि द्वारा कण्ट्रोल्ड् अस्ति अस्माकं मोबैल् द्वारा एव कर्तुं शक्यते अस्माकं अकौण्ट् मध्ये एव अन्यस्य मोबैल् मध्ये मम गूगल् पे योजयितुं न शक्यते तथा अस्ति एतद् ओ टि पि कण्ट्रोल् बहु सम्यक् एव अस्ति मम विश्वासः अस्ति एकः उक्तवान् मया तस्य धनं कुत्रापि अन्यत्र गतः तदनन्तरं तः निष्कासितवान् गूगल् पे इति मया तु तथा न अनुभूतं सम्यक् एव अस्ति अहं सर्वदा उपयोगं करोमि अहं साक्षात् धनं कुत्रापि न ददामि गूगल् पे फोन् पे द्वारा एव मम व्यवहारः भवति